हरि ओं आम् नमस्ते आगच्छन्तु ओ तथा वा भवतः किं खादितं ह्यः हा हा हा हा हा ओ तथा वा उष्णोदकं पी पीतवान् वा हा प्रातःकाले किं भुक्तवान् किमपि न खादितं वा हा अस्तु अस्तु ज्वरमस्ति वा पश्याम उदरवेदना अस्तु अस्तु अहं एकं कषायं ददामि कषायं ददामि तत् त्रिवारं प्रातःकाले मध्याह्नकाले तथा रात्रौ पीत्वा शयनं कुर्वन्तु किञ्च भोजनं अद्य मास्तु भोजनं मास्तु तक्रं तथा किञ्चित् लघु आहारमेव स्वीकुर्वन्तु बहु आहारं मास्तु अद्य लन्घनमेव सम्यक् भवति औष कषायं पीत्वा लङ्घनम् आहारं लङ्घनं कुर्वन्तु तथा सम्यक् भविष्यति कषायं जले मे द्वौ चमसः द्वौ चमसः जले चमसद्वये मिश्रित्वा स्वीकुर्वन्तु भोजनं मास्तु आम् भोजनं मास्तु महोदय अद्य अद्य भोजनमेव मास्तु त्रिवारं कषायं केवलं कषायं अध्य श्वः उदरवेदना नास्ति चेत् किञ्चित् लघु आहारं गञ्जि तावत् तथा स्वीक स्वीकुर्वन्तु शुक्लम् पञ्चाशत् रूप्यकाणि औषधं प्रति पञ्चाशत् कन्सल्टेषन् नास्ति औषधं प्रति मात्रं एतत् सेवाकेन्द्रः अतः तावदेव अस्तु महोदयः अस्तु राम् राम् राम् राम्